बहु उत्तमः प्रश्नः अस्ति अहं तस्मिन्नेव विषये अहं कार्यं करोमि भारतीयकलानां प्रोत्साहनाय किं करणीयम् इति प्रोत्साहं करणीयं का नृत्या न नर्तक्याः अथवा गायिनी गायकाः प्रोत्साहं करणीयम् अहं तदेव करोमि कार्यक्रमान् प्रचालयामि सङ्गीतनृत्यप्रदर्शनानि अपि प्रचालयामि प्रति पर्वाणि पर्वदिने अपि एकः विषये एक् एकस्मिन् विषये एव थीम् थीं दत्वा कार्यक्रमं प्रचालयामि उदहरणार्थम् रामनवमी अस्ति चेत् सर्वाणि कार्यक्रमाणि ओर् सर्वाणि गीतानि राम रामस्य एव भवति भवति भवितव्यम् इति तथा एव दशरा नवरात्रौ अपि देवी कृतिः कृतिः एव गातव्यम् अथवा देवी देवीकृत्याः नृत्यम् एव करणीयम् इति संस्कृत संस्कृतभाषायामपि लघु नाटकानि तानि अपि अहं प्रचलन् प्रचालयामि सो तथा एव प्रोत्साहं भवति बालानां बहु प्रोत्साहं भवति कदापि महिलाः अपि गातुं नृत्यं कर्तुं इच्छन्ति ते अपि अवकाशः वयं कल्पितवन्तः चेत् बहु सन्तोषेण ते अभ्यासमपि कुर्वन्ति तान् तान् दृष्ट्वा बालाः अपि उत्साहं अनुभवति अनुभवन्ति